यदि कण्ठस्य श्रान्तता उत स्वरस्य काठिण्यं अथवा भङ्गः भवति तर्हि अहं किञ्चित् विश्रान्तिं ददामि कण्ठस्य कृते अनन्तरम् अहं पुनः अभ्यासं करोमि अथवा गायामि पुनश्च मम ध्वनिं रक्षितुं अहं प्रातःकाले उष्णजलं पिबामि अनन्तरं सर्वदा यदा यदा समयः लभ्यते गीतं गायामि गीतां यदा अहं गायामि निरन्तररूपेण ध्वनिः तथैव रक्षते वदन्ति गीतं गात्वा गात्वा रागः कण्ठः सम्यक् भवति इति अपि उक्तिः अस्ति तथा अहं गीतां निरन्तररूपेण गायामि